अहम् ओला कृतवती किन्तु स्थाने अहं तत्र गतवती मम मम समीपे केश् चेञ्ज् नास्ति तर्हि अहं ददामि डु यू हेव् चेञ्ज् आर् आय् क्यान् पे बाय् गूगल् सः वदति गूगल् अस्ति वा तर्हि चलति केश् नास्ति तर्हि गूगल् मार्फ़त्

केश् स्वीकरोमि